मम प्रदेशे हैन्दवानां यवनानां च मध्ये कदाचित् सङ्घर्षः जातः स तु धार्मिकविषये एव सङ्घर्षः यतोहि यवनानां पूर्वजाः उत्तरे राममन्दिरस्य भग्नं कृत्वा तेषां प्रार्थनामन्दिरं सज्जीकृतवन्तः इति कारणतः पुनः तत्र तेषां प्रार्थनामन्दिरस्य भङ्गं कृत्वा राममन्दिरस्य निर्माणविषये जनाः यदा उद्युक्ताः तदा मम प्रदेशे अपि हैन्दवानां यवनानां च मध्ये कुत्रचित् कदाचित् लघु लघु सङ्घर्षः सङ्घर्षः जातः जातः